ओणम् उत्सवः भूलोकं प्रति महाबलिनः आगमनं निमित्तं निमीकृत्यस्य आचर्यते ओणं प पर्वकाले महाबलिनः तदर्थं पातालं प्रति प्रवेशतः वामनस्य च च पूजा क्रियते चतुरस्य चचस्रः कारिका मृत् पिण्डे महाबलिनः विष्णोः च आवाहनं कृत्वा पुष्पदिभिः अलङ्कृत्य पूजा क्रियते प्राचीनकाले वामनस्य पूजनं नास्ति ओणकाले महाबलिः दशदिनान्तरे प्रतिगृहम् अस्माकं योगक्षेमादिकं परिशीलयति इति केरलीयः भावयन्ति अतः ते तस्य स्व स्वागतं स्वागतार्थं विशेषव्यवस्थां कुर्वन्ति प्रतिगृहं सज्जीक्रियते अलङ्क्रियते च उशसी एव देहाल्य पुरतः वर्णपुष्पाणं वर्णचूर्णादिभिः आकाशकर्णतः सङ्कालिः कि चे विरचितः विराज्यन्ते पुष्पकारकाः ताः पूक्कळम् इति मलयाळभाषायां निर्देश्यन्ते जनाः नूतनानि वस्त्राणि धृत्वा परस्परम् उपयोगानि उपायानानि यच्छन्ति नेत्रादिभिः चक्रवर्तिः स्वागतं कुर्वन्ति दशदिनात्मके एतस्मिन् उत्सवकाले रुचिः रुचीकरणानि खाद्यानि सज्जीक्रियन्ते आवणं स संपत् खो खैखोटिकल् नामकं नृत्यं नृत्यप्रकारकम् अवलंभ्य महिलाः नृत्यन्ते